मम इष्टतमानि लेखनप्रकाराणि बहूनि सन्ति तत्र अहं लेखनप्रकं तत्र गाथां लिखितुं शक्नोमि तत्र मम गाथापि रि वेदस्यो वेदस्य वेदस्योपरि गाथाम् लेखनप्रकारणे मम सम्यगस्ति तत्र मम काव्ये अपि काव्ये सम्यक्तया स् काव्ये सम्यक् लिखामि अनन्तरं शास्त्रं व्याकरणशास्त्रं वेदं वेदान्तं तत्र प्रकारकं लेखनम् आजीवनं पठितुम् अम् अहम् आजीवनं पठितुम् इच्छामि किमर् किमर्थम् इत्युक्ते तस् तत्र तस्मिन् प्रकारे अहं सद्यः पठितम् अथवा तस्य तत्र अहं मम बहु रुचिः वर्तते तत्र मया यद्यपि पठितं यद्यत् पठितं तत् मम बहु सन्तोषं भवति यतः मया तत्र मम तत्र तत्र मम अहं पठामि लघुसिद्धान्तकौमुदीं तत्र तस्मिन् प्रकारे सद्यः पठि पठितम् पुस्तकं किम् इत्युक्ते लघुसिद्धान्तकौमुदी इति पुस्तकस्य नाम तत् पुस्तकं किम् अस्ति तस्य बालानां कृते वरदराजाचार्येण तत्र लिखितं तत्र अष्ट पा पाणिनीव्याकरणे अष्टाध्यायीसूत्राणि सन्ति अष्टाध्यायां प्रायः चतुस्सहस्रम् सूत्राणि सन्ति तत्र तस् तत्रतः तस् तत्रतः तत्सूत्रं सूत्राणि अधिक्रिया वरदराजाचार्येण बालानां कृते व्याकरणशास्त्रप्रवेशाय लघुसिद्धान्तकौमुदी इति नाम्नः पुस्तकं विरचन् तत्र पुस्तके पप्रमथं पप्रथमया ते मङ्गलाचरणं लिखन्ति तत्र अनन्तरं माहेश्वरसूत्राणि लिखन्ति तत्र माहेश्वरसूत्रं सूत्रम् सूत्रेण प्रत्याहारसिद्धिः भवति तत् प्रत्ययसिद्ध्यर्थम् अतः भवति